अस्माकं प्रदेशे सामाजिकं सांस्कृतिकञ्च कार्यक्रमः कः इति प्रश्ने सति अस्माकं प्रदेशे बहवः देवालयाः सन्ति तेषु देवालयेषु बहुवारं सांस्कृतिकं सामाजिकञ्च कार्यक्रमः सर्वदा प्रवर्तते एव देवालयेषु जनानां स्वास्थ्याय मनस्स्वास्थ्याय सर्वदा श्लोकानां पठनं श्लोकानां पाठनं अत्र मनसस्स्वास्थ्याय ध्यानादिकार्यक्रमादिकमपि वयं कुर्मः सांस्कृतिककार्यक्रमः अस्माकं देवालये बहुधा प्रचलति अस्माकं प्रदेशे बहुधा प्रचलति सङ्गीतादि कार्यक्रमः नृत्यकार्यक्रमाः एवं संस्कृतविषये संस्कृतसम्भाषणादि कार्यक्रमाः एवं संस्कृतेः विषये वयं बहुकार्यम् अत्र कुर्मः तेन जनानां समूहे तेषां व्यक्तित्वे बहु संस्कृतिः वर्धमाना भवति तेन ते संस्कृताः सन्तः समाजे बहुमान्यतामपि ते प्राप्नुवन्ति